हा अहं श्रीधरः इति तत्र मम पार्श्वगृहे कश्चनः बा बालकः अस्ति तस्य योगाभ्यासः कारयितव्यः भवता कथं कदा प्रेषणीयम् प्रायशः दश दशवयस्कः सः हा हा हा

हा हा

हा हा सत्यम्

हा हा हा हा हा हा हा

हा समीचीनम्

हा हा

सत्यम्

अस्तु अस्तु

दशदिने

एवम् अवश्यम् अस्तु